नमस्ते महोदय ओला केब्तः भवान् अस्तु मया पञ्चदशनिमेषतः अत्र प्रतीक्षा कृता तथापि भवान् न आगतः अग्रे विद्याधरनगरे मम विशिष्टं कार्यम् अस्ति यदि भवान् समयेऽस्मिन् न आगमिष्यति चेत् विलम्बः भविष्यति न कृपया शीघ्रमागच्छतु भवान्